एकस्मात् आपणात् अहम् ओसियो कम्पिनी तः एकं गोलदीपं स्वीकृतवान् आपणिकः उक्तवान् बहुसम्यक् अस्ति विद्युतः व्ययः अपि बहु अल्पः अस्ति चिन्ता मास्तु भवान् स्वीकरोतु अत्यन्तं प्रकाशते इत्यादि सर्वम् उक्तवान् अहं गृहम् आनीय तत् स्थापयित्त्वा बहु सन्तुष्टः